युद्धकलायाम् अहम् कलारयपट्टु जानामि तस्य ज्ञानेन मम एकाग्रतायां विकासः सम्यक् अभवत् मनसः चाञ्चल्यं वा न अस्ति एव इदानीम् चित्तस्य एकाग्र्यं पठने वा अ अन्ये कार्ये वा यदा कार्यं करोमि तदा चित्तैकाग्र्यं सम्यक् भविष्यति इति तस्य फलम्